योगः अस्माकं कृते अत्यन्तः उपकारकः भवति अस्माभिः योगः करणीयः परं कस्मिन् वयसि योगस्य आरम्भः करणीयः इति उच्यते य यावद् वयम् बालकः भवान् बालकः च लघुबालकः भवामः तदा तु किमपि न जानीमः परं यदा वयं सर्वं किमपि जानीमः एतद् इदमस्ति अस्मात् एषः लाभः भवति तदातः अस्माभिः योगस्य आरम्भः करणीयः यावद्वयं योगं कुर्मः तावत् अधिकं फलम् अस्माभिः प्राप्यते अल्पीयसि वयसे योगं कुर्मश्चेत् अपि वयं तु न जानीमः किं कथं भवति तर्हि लाभाः तु भवन्ति परं तत् अस्माभिः ज्ञातुं न शक्यते अल्पीयसि काले वयं योगं कुर्मश्चेत् इतोऽपि अधिकं लाभः अधिकस्य अधिकं फलं लभते